विद्यालयेषु पाठयितुं पाठयितुं बहूनि वस्तुनि आवश्यकानि सन्ति तत्र टीचिङ्ग् एड् इति अस्ति तत्तु अधुना पूर्वे पुर्वं तु न उपलब्धं नास्ति किन्तु अधुना तु सर्वम् उपलब्धं नास्ति किन्तु अधुना तु तत् किं वदामः तत् टीचिङ्ग् एड्स् इति पर्याप्तं नास्ति अधुना स सर्वासु सर्वासु शालासु कम्प्यूटर् इति अस्ति कम्प्यूटर् मध्ये शिक्षणं स्मार्ट् शिक्षणम् इति वदन्ति अस्ति तत्सर्वमस्ति किन्तु महानगरे वा नगरे एतत् सर्वं विद्या विद्यार्थिनः प्राप्नुवन्ति किन्तु ये विद्यार्थिनः ग्रामे वि निवसन्ति तु तत्र शाला तु अस्ति शिक्षकः अपि प पठनकार्यं कर्तुम् इच्छन्ति किन्तु ये सर्वं टिचिङ्ग् एड्स् वदामः वा दूरवाणी ल्याप्टाप् इति तत्र अस्ति एव इति न अतः शिक्षकः योग्यतया पठनं न कर्तुं शक्नोति एवं वाचनालयः अस्ति वाचनालयः पुस्तकाणि तत्र भिन्नभिन्नपुस्तकानि सन्ति यः यदि भाषाविषये यदि विषयस्य चिन्तनं कुर्मः तर्हि यदि बालकाः शिक्षकाः व वदति बालकाः श् शृण्वन्ति बहूनि पुस्तकानि तत्र यदि भाषाविषयस्य अस्ति तर्हि न ते पठन्ति तर्हि विषयस्य ज्ञानं वर्धते अतः य प्रत्येकशालायां कम्प्यूटर् इति आवश्यकमस्ति तावदेव वाचनालयमपि आवश्यकमस्ति शिक्षकः यदि तस्य उपयोगः कुर्वन्ति तर्हि बहु सम्यक्तया विद्यार्थिजनाः उत्तमं गुणं प्राप्तुवन्ति उत्तमतया ते पठन्ति